नमो नमः अस्तु किम् अपेक्ष्यते एवम् एवं परन्तु एतद् वातावरणं पुनः सीसन् अन् अनुसृत्य एव पुष्पाणि लभ्यन्ते

एवं परन्तु कस्मिन् विषये अपेक्ष्यते नाम डेकोरेशन् वा वरमाला वा किं कन्दपुष्पम् इति अस्ति तत् समीचीनं भवति सुशोभनार्थं तत् स्वीकरोतु एवम् एवं बहु सम्यक् दृश्यते पुनः बहु डार्क् कलर् अपि नास्ति तत् नाम इदानीं भवती यथा पुष्पाणि स्वीकुर्वन्ति तथैव तस्य रूप्यकाणि एव भवन्ति तत् अग्रे पश्यामः न न तस्य गन्धः एव बहु बहु न आगच्छति अ अतः चिन्ता मास्तु वध्वः वध्वः कृते मल्लिका इति पुष्पम् अस्ति तस्य परन्तु गन्धः तु भवति चिन्ता नास्ति खलु आम् आं परन्तु विवाहपूर्वमेव किञ्चिद् तत्र जलं स्थापयतु पुनः वरमाला कृते पाटलं स्वीकृत्य गच्छतु तत् समीचीनं भवति एवमेवं रक्तवर्णः अपि अस्ति श्वेतवर्णस्य अपि अस्ति रक्तवर्णम् उभयं स्वीकृत्य गच्छतु आं परन्तु कस्मिन् समये विवाहः अस्ति ओ एवं वा तस्मिन् समये अपेक्ष्यते आमाम् अस्तु तर्हि अहं प्रेषयामि भवत्याः गृहे एव एड्रेस् ददातु आमाम् अस्तु अस्तु धन्यवादः